कोविड् नैन्टीन् रोगः चीनादेशतः विश्वं व्याप्तः व्याधिः एतत् अत्यन्तभयानकः व्याधिः एतत् महामारि कोरोनः इति प्रसिद्धिं प्राप्तः मम प्रदेशे कोविड् नैन्टीन् व्याधेः समये मम प्रदेशस्य जनाः अत्यन्ताः भयाक्रान्ताः आसन् मम प्रदेशनिवासिनः गृहात् बहिः तत्समये नागत् न गच्छन्तिस्म

अनेकजनाः कोविड् नैन्टीन् रोगेण मृताः केचन जनाः सुस्थाः अपि अभूत् तथा ज्वरः आगच्छति चेदपि जनाः वैद्यालयं प्रति गन्तुं भीताः तस्मिन् समये वैद्यालयं प्रति गन्तुमपि षड्चक्रवाहनादिकम् नासीत् नासन् अहं परिवाररक्षणार्थं गृहे निर्मितस्य चूर्णं वा कषायादिकं सेवनं कृत्वा स्व आरोग्यं रक्षितवान्